अस्माकं चत्वारः एकस्मिन् दिने पतनतिट्टाजनपदस्य गव्यूनगरे गतवन्तः अतीवमनोहरस्थलम् अस्ति परन्तु अस्माकं कृते कठिनतमयात्राः अपि अस्मात् तदा च वयं पश्यति द्रष्टुं बहु पशवः च दृष्टेः प्राप्तवन्तः तदनन्दरम् अहम् उत्तमभोजनं खादितं समर्थः अभवम्